हा नमस्ते वदन्तु फ़र्निचर्स् अस्ति वा हा तर्हि कानि कानि द्रव्याणि सन्ति खलु हा तत् मूल्यं किमस्ति एवं वा हा द्रव्यानुगुणं भवति सत्यं पञ्चसहस्रं इत्यादिकम् उत्पीठिका तत् अपेक्षितमस्ति उत्पीठिका पञ्च उत्पीठिकाः वा भवतु पुनश्च दूरदर्शनमस्ति वा अ अस्ति वा ह तदेव तदपि किञ्चिद् प्रेषयतु पञ्च दश एतद् स्याम्सङ्ग् अस्ति खलु तदेव अपेक्षितमस्ति ह

आ शीतलीकरणयन्त्रम् अपि अपेक्षितमस्ति तदपि पञ्च प्रेषयतु किमर्थम् इति चेत् इदानीन्तु शैत्यकालः अस्ति खलु इदानीं एव स्वीकृत्य स्थापयामि चेद् अनन्तरं ग्रीष्मकाले कार्ये आगमिष्यति अतः तदपि विल्फ़ुल् स्याम्सम् इत्यादि अस्ति चेत् प्रेषयन्तु तदेव अत्र जनाः अधिकतया स्विकुर् स्वी स्वीकुर्वन्ति हा अतः तदेव प्रेषयन्तु पुनश्च हा कथं प्रेषयन्तः सन्ति अहम् इतः प्रेषयिष्यामि यानं वा तत्र एव भवतः हा एवं खलु नो चेत् एवं कथमपि शक्नुमः तत् किञ्चित् सम्यक्तया पश्यन्तु प्रेषयन्तु विगते किं यदा भवद्भिः प्रेषितं तत्र अत्र तु एकं नष्टं जातं किमर्थं न जाने अतः किञ्चित् सावधानतया यानेन प्रेषयन्ति चेत् सम्यग्भवति हा इतोपि

हा हा आसनानि अपि लघुलघु आसनानि यद् यत्र उपविश्य बालाः पठन्ति खलु हा तदेव अपेक्षितम् अस्ति अधिकतया इच्छन्ति अत्रत्याः तत् आसनानि अस् अस्ति चेत् अपि तदपि प्रेषणीयं तन्निमित्तमपि उत्पिठिका अपेक्षिता अस्ति तत्प्रेषयन्तु

शीतलीकरणयन्त्रम् उत्पीठिका आसनानि एतानि सर्वाणि आदौ प्रेषयन्तु अनन्तरं